मम शक्तिः नाम धैर्यं वर्तते का वा समस्या भवतु अवश्यं तद् फेस् करिष्यामि इति महद्धैर्यं मम पराजयः न भवति इति अत्यन्तं विश्वासः प्रथमतः भवति यत् किञ्चित् कार्यं क्रियते भगवतः उपरि समर्प्य क्रियते इति कृत्वा सः रक्षति इति महत् धैर्यं अत तादृशं धैर्यमेकं शक्तिः इति कथयितुं शक्यते दौर्बल्यं किम् इत्युक्ते अस्माकम् आत्मीयानां विषये अत्यन्तं भाव भावः अधिकः भवति हार्दभावः अधिकः भवति अतः किञ्चित् तैः किञ्चित् अस्माभिः अस्माकं विषये अन्यथा चिन्तितं चेत् अस्माकं दुख दुःखम् अत्यन्तं शीघ्रं भवति अतः इदं दौर्बल्यं इति वक्तुं शक्यते